नमस्ते अहं पवनकुमारः अस्मि अहं भवतां स्विग्गिमध्ये गणेशः उपहारगृहतः मसालदोसाम् आर्डर् कृतवान् अस्मि किन्तु इदानीं तत्र पेमेण्ट् नाम धनम् आन्लैन्द्वारा प्रेषयितुं न शक्यते तत्र मया इदानीं किं कर्तुं शक्यते किमपि तत्र उपायः अथवा उपायान्तरं वर्तते वा